कृषकाणां बलात् आत्महत्या एषः विषयः देशस्य कृतेऽपि उत्तमः नास्ति जनानां कृतेऽपि उत्तमः नास्ति तस्य निवारणार्थं जनाः अपि प्रयत्नं कुर्युः सर्वकारः अपि प्रयत्नं कुर्यात् एव अन्ये कृषकजनाः कृषकजनान् विहाय अन्ये जनाः अपि अत्र किञ्चित् श्रद्धां कुर्युः यतः एकैकं वयं तत्र चिन्तयामः प्रथमं तु सर्वकारः एतस्य किं कारणम् इति मूलतः कारणं किम् इति ज्ञात्वा निवारणार्थं प्रयत्नं कुर्यात् कारणं तु तत्र एकः एव मम अभिप्रायानुसारं दृश्यते तत्र किं नाम कृषिकर्मणः व्ययः मूलव्ययः बहु वर्धितः अस्ति तर्हि वस्तूनां उत्पत्तिः कदाचित् भवति कदाचित् न भवति कदाचित् तेषां विक्रयणार्थम् एषः बहु कृषकः बहु कष्टमनुभवति तर्हि वस्तूनि तत्र स्थापनार्थं स्थलमपि न भवति तेषां गृहेषु आधुनिककाले अस्माकं प्रान्ते आहारधान्यानां विषये किमस्ति अधिकं वर्षं भवति चेत् अपि धान्योत्पत्तिः न भवति अल्पं वर्षं भवति चेदपि धान्योत्पत्तिः न भवति कदाचित् बहुकष्टेन धान्योत्पत्तिः जाता चेदपि तस्य मूल्यं समीचीनं न भवति किञ्चित् पूर्वं यथा उक्तं तथा कृषकस्य मूल्यं तु न भवति मध्यवर्तिनः तु बहुमूल्येन विक्रयणं कुर्वन्ति अतः साम्प्रदायिकधान्यानां वर्धनम् उत्तमं भवति एकं अपि च साक्षात् वस्तु विक्रयणं कृषकात् एव उपभोक्ता तत्र भवेत् द्वयोः मध्ये मध्यवर्ती न भवेत् अपि च वर्षाधारस्य विषये किञ्चित् तस्मिन् प्रान्ते कथम् अस्ति कीदृशं वर्षं भवति तदर्थं कीदृशं धान्यं वर्धनीयम् इति विचिन्त्य भवति चेत् उत्तमम् इदानीम् अस्माकं प्रान्ते सर्वेऽपि एकविधस्य धान्यस्यैव उत्पत्तिं कर्तुं प्रयतन्ते मम बाल्यकाले तथा नासीत् बहुविधानि धान्यानि अस्माकं ग्रामे भवन्ति स्म इदानीं केवलं कार्पासस्य शाल्योदनस्य एतादृशस्य अधिकवर्धनं भवति एतद्विषये किञ्चित् विचिन्त्य सर्वेऽपि प्रयत्नं कृत्वा एतस्मात् कष्टात् बहिरागन्तुं शक्नुमः इति अभिप्रायः